संस्कृतभाषायाः वैशिष्ट्यं मया अवलोकितं किञ्च अनुभूतमपि संस्कृते तादृशं वैशिष्ट्यमस्ति यत् अन्यस्यां भाषायां तद् वैशिष्ट्यं नास्ति उदाहरणार्थम् संस्कृते अस्माभिः एकवचनं द्विवचनं बहुवचनम् इति रूपेण वचनत्रयं द्रष्टुं शक्यं परम् इदं वचनत्रयं न अन्यासु भाषासु अस्माभिः द्रष्टुं शक्यम् ग्रान्थः थ अर्थात् ग्रन्थभाषास्वपि अस्माभिः इदं वैशिष्ट्यं द्रष्टुं न शक्यते किञ्च याः भाषाः वर्तन्ते कन्नडा तमिल् तेलुगु मलयाळम् इत्यादि किञ्च आङ्ग्लं वा भवतु तासु भाषासु द्विवचनप्रयोगः इति नास्त्येव परम् संस्कृते द्विवचनस्य सद्भावात् इदम् अन्याभ्यः भाषाभ्यः वैशिष्ट्यं प्राप्नोति किञ्च संस्कृतस्य अध्ययनेन अस्माकं मस्तिष्कस्य वृद्धिर्भवति इत्यपि अस्माकं कृते ज्ञायते किञ्च सङ्गणकयन्त्रम् इति यदुच्यते तत्सङ्गणकयन्त्रम् अतीव वेगेन आशु अथवा क्षिप्रं कां भाषां जानाति अथवा कां भाषाम् अवगच्छति इति चेत् संस्कृतभाषामेव तत् गणकयन्त्रम् अवगच्छति इति विशेषः इत्थम् व आधुनिके वैज्ञानिके च अस्मिन् लोके संस्कृतं गरीयसी भवति एतेषु वैशिष्ट्येषु